बहूनि गृहपशवः भवन्ति यथा मार्जारः कुक्कुरः गौः महिषी परं मह्यं गौः रोचते

गोमयः नवनीतं गावस् गावस्य प्रत्येकं वस्तु अस्माकं कृते बहु स्वास्थायकृते बहु महत्वपूर्णः लाभकारि अस्ति तथा च गावस्य ये गोमयं भवति प्राचीनकाले भूम् भूमौ तस्य लेपनं भवति स्म ये तस्मात् अस्म् अस्माकं ये बहवः कीटः भव् कीटस्य कीटानामपि नाशः भवति स्म तथा च गो गावस्य यद् दुग्धं भवति अस्माकं स्वास्थ्याय कृते अपि तस्य बहु लाभकारि भवति